कताव् खतावत्रिकेन्द्रमध्ये कोळ् कृतमस्ति वा मया आमामां मया किञ्चित् कृषिसम्बन्धीनि वस्तूनि नाम आमां किञ्चित् मेडिसिन् स्वीकृतमस्ति तस्य कृते तत् प्रोडक्ट्स् किञ्चित् सम्यक् नास्ति नाम तत्र किञ्चित् प्रोब्लं वर्तते कृषिविषयाः वदामि न कृषिविषये खाता इति किञ्चित् स्वीकृतं मया हा केन्द्रीयखतानीति स्वीकृतानि तत्र किञ्चित् प्रोब्लं जातमासीत् तत्र किञ्चित् तस्य प्रोडक्ट् वर्तते खलु तत् किञ्चित् प नाम किञ्चित् तत्र मम प्रोडक्ट् इति सर्वं सम्यक् नास्ति तर्हि किञ्चित् चेञ्ज् कर्तुं शक्यते वा अन्यत् दातुं शक्यते वा भवान् उद्घाटितं न परन्तु तत्र औषधेः नाम तस्य यत् पेकेट् वर्तते तद् अपि किञ्चित् नाम तत्र दोषः वर्तते तदपी पु पूर्णं नास्ति अर्धः एव अस्ति तत्र मया मया नाम तस्य के जि चिक् कृतमस्ति किलो किलो इति चिकं के के कृतमस्ति

आमामां तत्तु दातं तत्तु तत्तु मया मया दातव्यमस्ति परन्तु भवान् न दृष्टवान् तद् इति कारणेनैव फोन् कृतं खलु खलु तदेव पश्यतु तथा नास्ति नाम मया तु भवतः समीपे एव कतिवारं तु स्वीकृतमस्ति परन्तु एतादृशं न जातम् इति इति कारणेन फोन् कृतं मया किं जातं भवतः अपि किमपि तत्र दोषः नास्ति यद् भवतः प्रति होल्सेल् इति दातमस्ति तत् तत् तस्यैव प्राब्लं वर्तते तत्

आमामाम् आमामां न तद् तदेव मया उक्तं खलु भवतः अपि किमपि तत्र दोषः न वर्तते अस्तु अन्यद् किं नाम न्यूनं नवीनतमम् आगतं वा प्रोडक्ट् इति आमाम् आमामाम् आमामां हा तदेव त् नाम किञ्चिद् मया तत् तत् भवतः भवतः यत् प्रोडक्ट् वर्तते खलु तद् मया एकं नाम किञ्चित् स्वीकृतं तदेव वृक्षस्य उपरि तत्र तस्य किञ्चित् हा उपयोगः कृतः अस्ति परन्तु तत्र हा पुवार कृतं तर्हि तत्र ये किञ्चिद् प्रोक्षणम् इति सर्वं तस्य दोषः जातं नाम नष्टं जातं तद् इति कारणेन मया किञ्चिद् चिन्ताग्रस्ता आमामाम् आम् आमामाम् आम् आमाम् अस्तु अस्तु अस्तु अस्तु धन्यवादः आमामाम् आम् आम् आमामाम्